अहं दशमीकक्षापर्यन्तं सामान्यजनाः इव अहमपि सामान्यविषयाः विषयानहं पठितवान् अनन्तरं संस्कृतम् अस्तीति एकः सूचितवान् तदर्थं संस्कृते अहं प्रविष्टवान् किन्तु पञ्चवर्षाणि यावत् संस्कृतं कथं किन्तु आशा तु अस्ति किन्तु अनन्तरं मम अना अनिच्छाविषयः भवति व्याकरणं व्याकरणे अहं प्रविष्टवान् किन्तु प्रथमवर्षे तु बहु अहम् एवं कष्टमनुभूतवान् किन्तु एकः अध्यापकः आसीत् सः सम्यक्तया पाठितवान् अनन्तरं पुनः व्याकरणस्य उपरि इच्छा जागरिता अभवत् किन्तु द्वितीयवर्षे स मृतवान् आकस्मिकरूपेण पुनः व्याकरणस्य उपरि इच्छा गता अनन्तरं तत् समाप्य पुनः विद्यापीठं प्रति यथा आगतवान् तस्मिन् सन्दर्भे साहित्ये मम कृते सम्यक्तया अङ्काः आगताः किन्तु इच्छा तु साहित्ये अस्ति किन्तु व्याकरणे अहम् अप्लै कृतवान् तदपि फ़ोर्स्फफ़ुलि पुनः व्याकरणं पठनमारम्भं कृतवान् किन्तु अत्रापि अध्यापकः एकः आसीत् सम्यक्तया इत्युक्ते सम्यक्तया ते पाठितवन्तः किन्तु अधुना किम् अभवत् इत्युक्ते अहं सिद्धः मम बुद्धिः न सिद्धः तैः अनेन करा कालक्रमे किम् अभवत् इत्युक्ते अहं तद् शास्त्रं त्यक्त्वा पुनः बि एड् एम् एड् पि हेच् डि कृत्वा अहम् एवमधुना एजुकेषन् विभागे एव अहं कार्यं कुर्वन्नस्मि